पाकशालायां वयं विद्युत् उपकरणानि चेत् मिक्सी ग्रैण्डर् केटिल् ओवेन् फ्रिज् एतादृशानि विद्युत् उपकरणानि उपयोगं कूर्मः यदा तत् ना उपलभ्यते चेत् फिज् फ्रिज् ना भवति चेत् वयं फ्रेश यदा लभ्यते तदा स्वीकृत्य पाकं कर्तुं शक्यते आरोग्यं सम्यक् भवति मिक्सि उपयोगं न चेत् चेत् वयं पूर्वं जनाः कथं कृतवन्तः तादृशं कर्तुं शक्यते तत् अस्माकम् आरोग्यम् एक्सर्सैस् अपि भवति प्लस् रुचिकरमपि भवति अनन्तरं ग्रैन्डर् न उपयोगं चेत् वयं पूर्वं कथं ते उपयोगं कृतवन्तः तादृशमेव इदानीं जनाः होटल्स् मध्ये तत्र तादृशं कृतवन्तः इति बहु रुचिकरम् अस्ति इति जनाः तत्र गच्छन्ति सो तत् उपयोगं कर्तुंम् आरोग्यदायकं भवति तादृशं विद्युत् उपकरणानि न्यूनं करोति चेत् आरोग्यं सम्यक् भवति इति मम अभिप्रायः